अद्यतनकाले बालकानां कृते नूतननूतनविषयान् अद्यापकः अद्यापकः बोधयति

तस्मात् ते काः अपि क्रीडाः चालयन्ति ते एव तस्मान् कस्याः अपि क्रीडायाः नाम अपि स्थापयन्ति स्थापयित्वा क्रीडन्ति अद्यत्वे अपि मा माण्ड् कापेट् अद्यत्वे अपि मैन् कार्फ़ेट् रोप्लोकस् इत्यादीनि बेक् हाफ़् वुट् गेमिङ्ग् शनैः शयञ्च पी सी इत्यत्र आरब्धानि कपहेहि लेको स्ट्राट् वार्स् इति स्पाय्ड् वाकर्साः ओरियेट् डि विल् आफ़् दी वेब्सस् इत्यादिनि शीर्षकाः अपि हन्तः प्राप्नुवन्ति